अहं सामान्यतया पुस्तकापणे पुस्तकानि क्रीणामि मम समीपे यथेष्ट सेकेण्डाण्ड् पुस्तकानि सन्ति एव सर्वदा भवति अहं सर्वदा यथेष्ट पुस्तकानि पठामि अपि मम समीपे यथेष्ट पुस्तकानाम् आवश्यकता अपि अस्ति